हरिः ओं नमस्ते ह अहमेव वैद्यः वदन्तु सम्यक् एवं वा ओ सम्यक् सम्यक् हा हा

अस्तु हा हा हा

एवमेवं सम्यक् तत्र पश्यतु किं भवति यदि नूतनविचाराः मनसि न चिन्त्यन्ते चेत् अथवा एकस्मिन् कार्ये मनः सल्लग्नं न भवति चेत् एवं नानाविधप्रकाराः समस्याः उत्पद्यन्ते एव तत्र कोऽपि क्लेशः नास्ति इदं सामान्यं सर्वं सामान्यं तत्र किं कर्तव्यं नाम प्रातः शीघ्रम् उत्थानम् उत्थाय जलपानं योगाभ्यासः प्राणायामः प्राणायामेन तु चाञ्चल्यनिवारणं बहु सुलभेन शक्यते अपि च योगाभ्यासेन

बहुविधप्रकाराः जिज्ञासाः वर्तन्ते तथापि पठने विशेषेण तत्र मनः बहु लगति अपि च भगवद्गीता आं

हाहा हा एवम् एवम् तदा जङ्गमवाणी इति अस्ति कलु तस्य उपयोगः न कर्तव्यः यावदपेक्षितं तावदेव तस्य उपयोगः कर्तव्यः भवति अपि च अनन्तरं मित्राणि भवन्ति किल तैः सम्भाषणं मात्रा सह सम्भाषणं बहिः प्रतिदिनं प्रातः सायङ्काले वा एकवारं बहिः अटनं परिसरवीक्षणम् एवं सर्वं क्रियते चेत् तदा मनः चञ्चलं चाञ्चल्यं न भवति मनसि आनन्देन भवितुं शक्यते अन्यत्र मनः न लगति तदा केवलं पठने अध्ययने भोजने मनः रमते

अस्तु अस्तु सम्यक् सम्यक् मिलामः मिलामः आम्